करसङ्ग्रहणविषये पूर्वं राज्ञः एवं कथयन्ति स्म यत् षट्सु भागेषु यथा कृषिवलाः यावत् धान्यं ते प्राप्नुवन्ति क्षेत्रात् तेषु षट्सु एकं भागं राज्ञः कृते नाम सर्वकारस्य कृते समर्पणीयम् इति आसीत् तदानीं किं भवति कृषिकस्य कृते अपि अधिकं भाराय तत् न कल्पते किन्तु सर्वकारस्य कृतेपि किञ्चित् गच्छत्येव सर्वं भूमिः सर्वकारस्यैव इति तु वयं जानीमः एव अतः कृषिकस्य कृतेपि तत् सः भागः अधिकः भाराय न कल्पते सर्वकारस्य कृते अपि कृषिकेण किञ्चित् साहाय्यं कृतमिव भवति अतः पूर्वम् अर्थशास्त्रेषु चाणक्यादिभिः यद् उक्तं नीत् यानि उक्तानि नीतयः सन्ति नाम पूर्वोक्तनीतयः तत्तु सम्यगेव आसीत् तदानीं सर्वेषां कृते तद् तेन साहाय्यम् एव भवति स्म कृषिवलस्य कृते अपि तत् भाराय न कल्पते सर्वकारस्य कृते अपि किञ्चित् साहाय्यं भवति अतः तत्तु सम्यकेव आसीत् तादृशचिन्तनं वयं राजनीतौ योजयामः चेत् सर्वेषां कृते तत् साहाय्यम् साहाय्यं भवत्येव अतः पूर्वं यद् अर्थशास्त्रेषु उक्तमस्ति करसङ्ग्रहणविषये तत्तु समीचीनमेव आसीत्